सत्यम् अहं तु न्यूस् प्रियः अस्मि वार्ताप्रियः अस्मि अतः अहं प्रतिदिनमपि मम मोबैल् यन्त्रे प्रतिदिनं न्यूस् पश्याम्येव पठाम्येव यतो हि वार्ता तावत् अपेक्षिता एव अहं तु प्रतिदिनं दिग्विजया न्यूस् सुवर्णा न्यूस् कस्तुरी न्यूस् डी डी चन्दना न्यूस् उदया न्यूस् इत्येवं सर्वान् न्यूस् अपि एकदा वा पश्याम्येव यतो हि विषयाः दृढतराः ज्ञायन्ते अतः अहं सर्वान् न्यूस् अपि एकदा दिने अवलोकयामि एव आधिक्येन अहं दिग्विजया न्यूस् पश्यामि अथवा सुवर्णा न्यूस् पश्यामि यतो हि तत्र सम्यक् ते यथावत् घटितविषयान् तत्र उपस्थापयन्ति अतः इदानीं तावत् गतवर्षे कोरोना सम्मृद्धं ततः अपि ते विश्रान्तिं विना ते तेषां कार्यं यदस्ति न्यूस् उपस्थापनम् इति तत् सम्यक् कृतवन्तः सन्ति अतः तेषां न्यूस् एव अहं वार्तां पठामि प्रतिदिनं पश्यामि अतः ते समीचीनाः किं कुर्वन्ति नाम यथावत् अस्माकं कृते प्रदर्शयन्ति वार्तायां लेखनं लेखनं लेखनायामपि लिखन्ति अतः अहम् आधिक्येन दिग्गिजय न्यूस् पश्यामि तत्तु प्रातः अहं यदा उत्तिष्ठामि तदा साक्षात् दूरवाण्यां तदेव पश्यामि दूरवाण्यां पश्यामि अथवा दूरदर्शने अपि तामेव वार्तां स्थापयामि दिग्विजया न्यूस् तत्र ते सम्यक् सम्यक् समीचीनाः वर्तन्ते यथावत् घटितसम्मृत्तमेव वदन्ति अन्यथा तत् उत्प्रेक्षां कृत्वा किमपि न वदन्ति उत्प्रेक्षां कृत्वा वदन्ति चेत् अस्माकं कृते अपि क्लेशाय भवति यतो हि तत्र कुत्रचित् प्रदेशेषु कश्चन रोगः आगतश्चेत् तद् एते एते उत्प्रेक्षां कृत्वा अधिकम् अस्ति इति यदि वदन्ति अस्माकमपि भयं भवति अधिकम् अस्माकं पुत्रः पुत्राः वदन्ति पुत्री भगिनी इत्यादिकम् इत्यादयः अस्माकं संसारः भवति अतः अस्माकं संसारस्य कृते कोऽपि क्लेशः आयाति इति अस्माकं भयं भवति एवं भयजनकं यदि वार्तां ते श्रावयन्ति तद् सम्यक् न यथावत् यदि स्थापयन्ति उपस्थापयन्ति त र्हि एव तत् सम्यक् अतः न्यूस् मध्ये अपि अहं द्वित्राणि न्यूस् पश्यामि दिने अवलोकयामि तत्र डी डी डि चन्दना इति एकं न्यूस् अस्ति अनन्तरं दिग्विजया न्यूस् अस्ति एवं सुवर्णा न्यूस् अस्ति तत्रत्य न्यूस् ये उपस्थापकाः वर्तन्ते ते सम्यक् उपस्थापयन्ति तेन वयं यथावत् विषयं प्राप्तुं शक्नुमः